महाभारतस्य अङ्गभूतः भगवद्गीता भारतीयदर्शनानां समन्वयग्रन्थः इति सर्वे अङ्गीक्रियते प्रायेण तद्विषये व भारतीयग्रन्थाः मार्सीनाः वेदव्यासेन रचयितः महाग्रन्थस्य महाभारतस्य अङ्गभूतः अस्ति भगवद्गीता समस्तसंसारे विख्यातः भगवद्गीता निस्कारणकरणः उपदेशः ददाति कर्मयोगः गीतायाः प्रमुखः उपदेशः अस्ति अतः अस्य ग्रन्थस्य अपरं नाम कर्मयोगशास्त्रम् अपि अस्ति